अयि मित्राणि वयमिदानीं परम्परायां गुरुमुखेण अध्ययनस्य महत्वं किम् एतद्विषये वयं सर्वे मिलित्वा कञ्चित्कालं चिन्तनम् आचरामः अत्र परम्परायाम् इत्युक्ते गुरुमुखेण अध्ययनं तत्र पूर्वं तावत् एतादृश आधुनिकमहाविद्यालयाः नासन् शालादिकमपि नासीत् तत्र आश्रमे एकत्र एकः गुरुः भवति स्म तस्य समीपं राजानः चक्रवर्तिनः अपि स्वीयशिशून् प्रेषयित्वा तत्र परम्पराशिक्षणं तत्र मम पुत्राः स्वीकुर्वन्तु इतोपि अतिशयतया तत्र गुरुमुखेण अध्ययनं प्रभावी भवति इति चिन्तयित्वा स्वपुत्रान् पौत्रान् च प्रेशयन्ति स्म इदानीं तावत् गुरुमुखेन अध्ययनम् अतीव अल्पं जायमानम् अस्ति अस्माकम् अध्ययनं तावत् यदि साक्षात् गुरुमुखेन भवति तदानीमेव अस्माकम् अध्ययनस्य परिपूर्णता भवति नो चेत् इदानीं अनेकविधाः सन्ति तत्र पत्राचारमाध्यमेन अध्ययनम् आन्लैन् द्वारा अध्ययनम् अनन्तरम् इतोपि अन्यान्यद्वारा वयं तावत् अध्ययनं कर्तुं शक्नुमः यत्किमपि वा भवतु आधुनिकविषयं वा भवतु संस्कृतविषयं वा भवतु किमपि वा भवतु अथापि यदि गुरुमुखेन अध्ययनं भवति ये तावत् गुरुमुखेन अध्ययनं आचरन्ति तेषाम् अध्ययनक्रमः एव भिन्नः भवति आन्लैन् द्वारा वा तत्र पत्राचारमाध्यमेन वा यदि अस्माकं शिक्षणं भवति न तावत् श्रेष्ठतां भजते अतः वयं सर्वेपि अस्माकं समीपे विद्यमानानां गुरुपरम्परायां ये अधीतवन्तः तेषां गृहादिकम् उता तेषां मठमन्दिरादिसमीपं गत्वा अस्माकम् अध्ययनम् आचरामः चेत् अस्माकं ज्ञानम् इतोपि प्रामुख्यतां भजते अस्माकं पाठनाय अपि तदेव अतीव सुकरं भवति इत्युक्त्वा अस्माकम् एतद्विषये चिन्तनं समापयामः